नमो नमः मम कृते किञ्चित् हा नमो नमः मम मम कृते किञ्चित् स्टेश्नरी वस्तूनि अपेक्षा वस्तु स्टेश्नरि तत् कृष्णफ़लकस्य कृते सुधाखण्डः उपलब्धमस्ति वा तत् दश बाक्सस् अपेक्ष्यन्ते आं तद् आम् कृष्णाः कृष्णफ़लकमस्ति वा आम् हा हा वाल् कृते एव हा हा तद् मार्कर् पर्मनेण्ट् मार्कर् आं तदेव तत् तदेव अपेक्ष्यते इतोऽपि लेखनपुस्तिका आं विंशतिः विंशतिः लेखनपुस्तिका अपेक्ष्यन्ते आम् इतोऽपि पुनः पुराणं कृष्णः कृष्णवर्णस्य पुनः पूरणम् ओहो ह ह आं कृष्णवर्णस्य लेखनी लेखनी अपेक्ष्यते तद् हा तदनन्तरं न न विंशतिः हा तदनन्तरं तद् उत्तरपत्रिका उत्तरपत्रिका एव पञ्चविंशतिः अपेक्ष्यन्ते तदनन्तरम् आम तद् अग्रिमसोमवासरपर्यन्तम् आं तदग्रिमसोमवासरे पर्यन्तं तत् पर्यन्तम् आगमिष्यति चेत् सम्यक् किञ्चिद् विलम्बः भविष्यति चेत् अपि कोऽपि चिन्ता नास्ति

ओ तद् ग किमपि फ़्री अस्ति चेत् प्रेषयतु आमाम् अस्तु अहं सूचयामि तर्हि आमां धन्यवादः